अस्माकं क्षेत्रे प्राकृतिकसम्पन्मूलाः सन्ति तेषु वृक्षसम्पत्तिः कोल् इति कोय्ल इति सम्पत्तिः वालुकः वालुकापि अत्र वर्तते यतो हि नद्यः सन्ति अत्र एतेषाम् उपयोगः भवति व्यापारेषु सामान्यतः जनाः कुर्वन्ति भवनानि निर्माणं भवनानि यदि निर्मितानि भवन्ति तत्र वालुक उपयोगः भवति वृक्षः वृक्षसम्पत्तीनामपि सम्पत्तिः अपि उपयुज्यते यत् यत् नष्टः वृक्षः सन्ति तेषाम् उपयोगः सामान्यतः कुर्वन्ति ग्रामीणक्षेत्रेषु तेषाम् उपयोगः पाकाय भवति अतः काष्ठानां व्यापारेषु उपयोगः भवति तेन यत् अस्माकं यत् ये निर्धनाः बान्धवाः सन्ति एतस्य व्यापारं कुर्वन्ति अतः अस्माकं प्रदेशे यत् प्राकृतिकसम्पन्मूलाः सन्ति तेषाम् उपयोगः भवति व्यापारेषु धन्यवादः